महोदय अहं सुब्रह्मण्य महोदय हा अस्तु महोदय महोदय अत्र अस्माकं शालायां एतद् प्रतिभा प्रवर्षण विषये किञ्चित् वक्तुम् इच्छामि अस्माकं शालाकार्यक्रमे तु एतद् न आसीत् किम् इत्युक्ते मम कक्षायाम् एव बहवः प्रतिभा तारा अस्ति अत्र सङ्गीतं जानाति नृत्यं जानाति अन्यत् क्रीडाम् अपि जानाति हा आम् महोदय वदतु किमपि नास्ति तत् किञ्चित् एतद् भवेयुः इति कालांशः प्रतिभाप्रदर्शन कृते सब् जानामि महोदय किन्तु एतद् पठनकार्यम् एकम् एव भवति चेद् तद् सम्यक् न भवति किम् इत्युक्ते अत्र बहवः प्रतिभाशालिनः विद्यार्थि विद्यार्थिनः अपि सन्ति तदापि यदा कदापि एकघण्टात्मकं वा या नो चेत् द्विघण्टात्मक कार्यक्रमम् अस्ति चेत् तद् वरम् इति महोदय नो चेत् तां विहाय तद् बालान् कृते न भवतु अस्माकं कृते प्रौढशाला विद्यार्थिना कृते अपि कर्तुं शक्यते एक दिनम् एव घण्टाद्वया द्वयात्मक नो चेत् त्रिघण्टात्मक कार्यक्रमं भवतुम् अर्हति अस्तु हां हां कृपया करोतु महोदय धन्यवाद